मम इष्टतमः लेखकः राबिन् कुक् अस्ति राबिन् कुक अमेरिकदेशीयः सः मेडिकल् पुस्तकं मेडिकल् थ्रिलर्स् लिखति अतः तादृश पुस्तकानि मह्यं बहु रोचते तेन लिखितं कन्टेजियन् औट् ब्रेक् पाण्डमिक् जनसेस् इत्यादि इत्यादीनि पुस्तकानि बहु म मय् बहु मया म मह्यं बहु रोचते बहुवारं पठितवती अपि